नष्टप्रायाः भारतीयकलाविशेषाः नाम अस्माकं ग्रामेषु एका कला भवति स्म महिलाः इदानीं षोडषसंस्काराणां पुनः प्रायः उपनयनसंस्कारं वा अथवा विवाहः वा यत्किञ्चित् कार्यक्रमः भवति चेत् तत्र गायन्ति स्म तस्मिन् गाने एव तस्य सम्प्रदायस्य अथवा कः विशेषः तस्य कार्यक्रमस्य तस्य संस्कारस्य कः विशेषः इति सर्वं तस्मिन् गाने एव भवति स्म तत् इदानीं बहू न्यूनं जातमस्ति अतः अस्माकम् इदानीं तन जनेभ्यः अथवा सम्प्रदायस्य गीतानि न्यूनानि जायमानानि सन्ति अतः इदानींतन जनाः न जानन्ति तत् प्रायः तत् किञ्चित् नष्टप्रायमस्ति पुनश्च अस्माकं ग्रामेषु एका कला भवति स्म दीपावलीसमये वा अथवा कदाचित् रात्रौ मम ग्रामस्थजनाः पुरुषाः प्रामुख्येन गणेषु आगत्य प्रत्येकं गृहमागत्य गायन्ति स्म रात्रौ पुनश्च यदा ते गायन्ति तदा दीपावलीविशेषेण किम् अपि कृतं चेत् तत् आहारं ते यच्छन्ति स्म य तदेकं सः एकः सम्प्रदायः आसीत् प्रायः तदपि किञ्चित् नष्टप्रायं बहु न्यूनं जायमानमस्ति तादृशं बहु बहवः स्युः